एकः ग्रामः इति चिन्तयामश्चेत् तत्र अवश्यं व्यापारकेन्द्राणि वर्तन्ते एव तत्र के व्यापाराः वर्तन्ते इति चेत् वयं यदा प्रातः उत्थानं कुर्मः प्रातः उत्थानोत्तरम् अवश्यं क्षीरमपेक्षितं भवति अस्माकं ग्रामे क्षीरव्यापारकेन्द्राणि वर्तन्ते प्रायः पञ्च षड् सप्त एवम् अस्माकं ग्रामः बृहन् वर्तते इति कृत्वा बहुषु स्थानेषु क्षीरकेन्द्राणि वर्तन्ते तदनन्तरं क्षीरं समाप्य यदि वयम् उपाहारं कुर्मः उपाहारार्थं यद् या वस्तूनि अपेक्षन्ते तेषाम् आनयनार्थं तेषां स्वीकारार्थमपि आपणानि वर्तन्ते तत्रापि व्यापारार्थं ते तत्सर्वं कुर्वन्ति उदाहरणार्थं शाका शाकाकेन्द्राणि वर्तन्ते तत्र किं किम् अपेक्षितं वर्तते तत्सर्वं तत्र प्राप्यते अनन्तरं तत्र वस्तूनि आनयनार्थं एकं टेक्सी स्वीकर्तुं शक्नुमः तत्र यदि वयम् एकवारं काल् कृत्वा वदामश्चेत् तत्र ते एव स्वयम् आनीय अस्माकं गृहस्य पुरतः ते स्वयम् आनीय स्थापयन्ति तथा अस्माकं ग्रामे व्यापारकेन्द्राणि वर्तन्ते एवम् इदं केवलं द्वित्रि इतोपि बहवः तथा व्यापारकेन्द्राणि सन्ति उदाहरणार्थम् अहं दत्तवान् क्षीरस्य केन्द्रं वर्तते अनन्तरं शाकाकेन्द्राणि वर्तन्ते अनन्तरं तत्रैव यदि गृहनिर्माणं कुर्मः तद्ग्रहस्य कृते